मम इष्टतमं पर्यटनस्थानं शृङ्गगिरी इति धार्मिकस्थानानि अपि भवन्ति अत्र शृङ्गगिरीं जगदम्बायाः शारदाम्बायाः दर्शनम् एव मम सर्वदा मोदते अतः तदेव इष्टस्थानं किमर्थं तत्र गच्छन्ति तत्र शारदाम्बायाः दर्शनेन मनः प्रफुल्लति पुनः विद्यादिदेवता शारदा अस्ति अतः सर्वदा विद्या प्राप्त्यर्थं तदा विद्या विषये प्रार्थना कर्तुं पुनः जगद्गुरवः अपि तत्र भवन्ति तेषां दर्शनेन अपि मम जीवनं पावनं भवति अतः शृङ्गगिरिं पर्यटनस्थानं तत्र गच्छामि चेत् पुण्योपि लभते मनः अपि सन्तोषम् अनुभवति